वेदाध्ययननिरतस्य चर्या कथं भवति चेत् यः को अपि वेदाध्ययनं कुर्वन् करोति सः ब्रह्ममुहूर्ते उत्थानं भवति तत्पश्चात् सः सन्ध्यावन्दनं गुरुपूजनं इति कर्तुं भवति तदा एव वेदाध्ययनं या वेदाध्ययननिरतस्य चर्या दिनचर्यात्र भवति तत्पश्चात् सन्ध्यावन्दनपश्चात् सः वेदध्यः गुरुः पाठयति पाठितवान् यः पाठयति तत्सर्वं सन्धा आवृत्ति कर्तुं भवति तत्पश्चात् सः कण्ठस्थं कृत्वा गुरून् श्रावयितुं शक्यते वा न शक्यते तत् कण्ठस्थं कृत्वा गुरुं श्रावयतु तत्पश्चात् सदैव किमपि ब्रह्मचर्य मध्ये स्थापितं भवति तत्पश्चात् गुरोः सेवा कर्तुं भवति तत् पश्चात् सः सदैव वेदस्य आवृत्तिं कर्तुं भवति अन्यतमः वेदस्य आवृतिं न करोति चेत् सः वेदः विस्मरति अत एव वेदस्य प्रतिदिनम् आवृत्तिः कर्तुं भवति तत्पश्चात् सः सदैव सन्ध्यावन्दनं त्रिकालसन्ध्यावन्दनं कर्तुं भवति यदा त्रिकालसन्ध्यावन्दनं करोति चेत् तस्य मेधा अतीव तीक्ष्णं भवति तदेव सन्ध्यावन्दनं कर्तुं भवति यदा सन्ध्यावन्दनं करोति तदा एव तस्य कण्ठस्थं अधिकतया भवति अत एव वेदाध्ययननिरतस्य दिनचर्या भवति एतदेव